नमस्ते महोदय मम नाम अखिलः अहं भवतः भोजनशालायाम् एकाम् उत्पीठिकां रिसर्व् कर्तुम् इच्छामि अहं तावत् करोमि चेद् तत्र किमपि मौल्यस्य न्यूनीकरणं कर्तुं शक्यते वा